अहं सीवनकार्यं करोमि मम सीवनमित्युक्ते अहं बहु इच्छामि मम समीपे एकं सीवनयन्त्रम् अस्ति अतः अहं मम परतया मम गृहस्य जनानाम् अनन्तरं मम समीपजनानाम् अपि सीवनं कृत्वा ददामि ब्लौस् शाटिकायाः च अञ्चलं सीवनं करोमि अनन्तरं ब्लौस् सीवनं करोमि अनन्तरं लघु लघु चूडिदार् इत्यादि सर्वं सीवनं कृत्वा अहं बहु आनन्दम् अनुभवामि तत्र उद्यममपि एकं लघु गृहोद्यममपि मम भवति किञ्चित् धनमपि अहं बहु धनं न स्वीकरोमि यथा मूल्यं मम कृते तत्र सूत्रार्थम् अनन्तरं चोलस्य तस्य निर्माणार्थम् अन् अलङ्कारिकवस्त्वर्थं कृते धनं स्वीकरोमि द्विशतं वा त्रिशतं वा स्वीकरोमि मम बहु इच्छा सीवनम्